आम् अस्ति योगे अस्ति सर्वमपि इति कश्चित् संस्कृतभारतीतः प्रकाशितं संस्कृतस्यैव पुस्तकं वर्तते कस्यचित् साधूनां कस्यचित् साधोः तत्र समीचीनतया घटनानि प्रयुक्तानि सुन्दरतया निबद्धानि सन्ति अपि च कन्नडभाषायां विद्यते वीरसन्यासी विवेकानन्द इति तत्र तेषां विवेकानन्दानां जन्मचरित्रं जीवनचरित्रम् अत्यन्तं सुन्दररमणीयतया निरूपितं वर्तते अपि च तेषां ध्येयं किम् आजीवनं ते किमर्थं सङ्घटनादिकं कृतवन्तः परिचरणात्मकं आचरितवन्तः तत् निरूपितं सुन्दरतया तस्मात् एतादृशाः पुस्तकं एतादृशानि पुस्तकानि अस्माभिः अतः अवश्यं पठनीयानि इति